सार्वजनिकप्रदर्शनार्थम् अथवा प्रतिष्ठापनार्थं क्रियमाणेषु शिल्पेषु सौन्दर्यम् औचित्यञ्च कथं रक्षसि इति चेत् यत् शिल्पः अस्माभिः क्रियते तत्र काश्यपीय शिल्पशास्त्रानुगुणम् औचित्यम् यद्यत् भवेत् कथं भवेत् इति सम्यक् विचार्य एव औचित्यरक्षणम् अस्माभिः क्रियते सौन्दर्यं यदा एतद्विषयम् आगच्छति तत्तु यदा वयं शिल्पस्य निर्माणं कुर्मः अस्माकं मनसि एकस्य व्यक्तेः चित्रं तत् मूर्तेः वा शिल्पस्य वा अनुगुणम् आगच्छति तत् मुखं तस्य मूर्तेः कृते सम्यक् भवति इति इति यदा मनसि आगच्छति तदेव मनसि धृत्वा अस्माभिः शिल्परचना क्रियते तदा शास्त्रीयम् औचित्यमपि सिद्ध्यती जनानुरागित्वं प्राप्तुं शिल्पे सौन्दर्यमपि सिद्ध्यति इति वक्तुं शक्यते